रैल्यानम् द्रष्टुं दीर्घं भवति तत्र तत् यानि बहवः जनाः प्रवासं कर्तुं शक्नुवन्ति तत्र टिकटा टिकट् मूल्यमपि न्यूनमेव बविष् न्यूनमेव भवति रैल्यानपरिवाहनमिति प्रसिद्धम् इति पटलेषु धावन्तीनां चक्रयुक्तानां वाहनानाम् उपयोगेन परिवहनं साधनं येषु प्रायः सामानन्तरम् इत्यातरले द्वयं भवति रैल्यानं स्थलयानस्य प्राथमिकसाधनम् त्वेषु अन्यतमम् अस्ति मार्गयानस्य पार्श्वे सर्वे जनाः बस्यानेन गन्तुम् अपेक्षया रैल्यानेन एव गन्तुम् इच्छति किमर्थम् इत्युक्ते तत्र रेल्यानेन कन् गच्छति चेत् शीघ्रं गन्तुं शक्नुवन्ति अतः मूल्यमपि न्यूनमेव नू मूल्यमपि न्यूनमेव भविष्यति अनन्तरं ट्रावेल् टयर्ड् अपि न भविष्यति ट्रावेल् टयर्ड् अपि न भविष्यति अहं बहु बहूनि आम् बहूनि दिनानि रैल्यानेन ट्रावेल् कृतवती अस्मि